एतावता बैक् याने अहं स्वयं चालयित्वा प्रवासस्थानं प्रति न गतवती इतः परं गन्तुमिच्छामि कुतः गन्तुमिच्छामि नाम तत्रतन विशेष्यं ज्ञातुं तत्र किं किं आचरन्ति आचरणं कुर्वन्ति इति ज्ञातुं अहं बहु इच्छामि अनन्तरं जम्मू प्रति अपि अहं गन्तुं इच्छामि बैक् याने गन्तुं न तत्र गत्वा बैक् यानं स्वीकृत्य गन्तुमि अटितुं इच्छामि अनन्तरं हम्पी प्रति हम्पी मध्ये समीचीनविषयाः तत्र ज्ञायन्ते तत्र अहं बैक् यानं स्वीकृत्य तत्र अटितुमपि इच्छामि अनन्तरं सर्वत्रापि अहं बैक् यानं चालयित्वा गन् क्वचित् गन्तुं इच्छामि प्रेक्षणीयस्थलान् द्रष्टुमपि इच्छामि तत् आटो याने वा कार् याने वा गन्तुमहं न इच्छामि बैक् याने एव अहं इच्छामि बहु इच्छामि ते तेन सह एव सर्वत्रापि अटितुम् अहं इच्छामि किमर्थं नाम तत्र विषयं ज्ञातुं इच्छामि